अतिथिदेवो भव इति भारतीयसंस्कृतिः अस्ति विशेषतः महाराष्ट्रराज्ये पूर्णरोटिका शाकाणां निर्माणं कुर्वन्ति जनाः पूर्वं स्थालिकायां वामतः लवणम् अवलेहः उपसेचनम् इति पदार्थाः सन्ति अनन्तरं दक्षिणतः शाकं मध्ये ओदनं सूपः ओदनम् ओदनस्य उपरि घृतः इति पदार्थाः सन्ति यदा गृहे अतिथिजनः आगमिष्यन्ति यदा आगच्छन्ति तदा पूर्वं जलं दीयन्ते तदनन्तरं स्थालिकायां सर्वाः पोषकपदार्थाः सन्ति विशेषतः महाराष्ट्रराज्यस् महाराष्ट्रराज्यस्य पूर्णरोटिकाः प्रसिद्धाः सन्ति जनाः उत्सवे विशिष्टे उत्सवेषु पूर्णरोटिका इति विशेषः पदार्थः अस्ति तर्हि भारते विशेषतः महाराष्ट्रराज्ये पूर्णरोटिका इति प्रियः पदार्थः अस्ति सर्वे जनाः पूर्णरोटिका बहु रुचया खादन्ति